अहम् ईबुक् मध्ये एकं पुस्तकं पठितवान् तत् बहु सम्यक् आस्तीत् बहु विषयं तत्र आसीत् तत् पुस्तकं यदाहं पठितुम् उपविष्टवान् सम्पूर्णं कृत्वा एव उत्थितवान् तादृशं सम्यक्तया तत् पुस्तकमस्ति ई तत् पुस्तकम् इण्टर्नेट् मध्ये लभ्यते तत्पुस्तकं पठित्वा अहं धन्योऽस्मि धन्यवादाः